विद्युत्प्रवाहः इति विषये समस्या बहवः सन्ति कथं नाम विद्युत्प्रवाहः कदाचित् वृष्टिः भवति तत्र र मार्गे जलं पतितं भवति तदा यदा कदाचित् विद्युत् विद्युत् वयर् पतितं चेत् तत् शाक् भवति तदा केचन जनाः अजानन् तत्र पादं स्थापयन्ति तर्हि ते मरन्ति प्राणं गच्छति पुनः विद्युत् प्रवाहविषये यदा मोबैल् पश्यामः चार्चिङ् स्थापयामः तदापि वयं सम्भाषणं कुर्मः कदाचित् ब्लाश्ट् भवति एतादृशी समस्याः भवन्ति तत्र किं कर्तव्यं यथा जारु जागरूकतया अस्माभिः भवितव्यम् पुनः कथम् उपयोगं कर्तव्यं यावत् कर्तव्यं यावत् अधिकं न कर्तव्यं पुनः निद्राणसमये सर्वम् उपयोगं न कर्तव्यम् इति विषये अस्माभिः चिन्तनीयम्